आम् नमस्ते महोदय आम् अहं सम्यकस्मि महोदय भवान् कथमस्ति आमाम् समाप्तं भवतः भोजनम् आमाम् सम्यकेव चलति किन्तु मम सह कार्यं ये मया सह कार्यं कुर्वन्ति ते किञ्चित् विलम्बेन कार्यं कुर्वन्ति अतः गोल्स् गोल्स् समयम् समये न समापयिष्यन्ति आम् अहं चिन्तयामि यत् इतोऽपि केचन जनाः अस्मिन् प्राजेक्ट् मध्ये आगच्छन्ति चेत् अहं समयपालनं कर्तुं शक्नोमि इति द्वित्राः भवन्ति चेत् अलम् अनुभवज्ञाः भवन्ति चेत् इतोऽपि शीघ्रतया समाप्यते मया नामापि चिन्तितं कस्य इति सुप्रिया इति एका अस्ति विश्वनाथ् इति अपरः वर्तते तौ सायी सायी ओन् डाट् ज़ीरो इति प्राजेक्ट् मध्ये कार्यं कृतवन्तौ अतः तौ अस्मिन् प्राजेक्ट् मध्ये भवन्ति चेत् कार्यं शीघ्रं समाप्यते इति अहं चिन्तयामि भवान् किं वदति इतोऽपि आम् वदतु वदतु किं किं मया न श्रुतं महोदय पुनः एकवारं वदतु आमाम् इदानीम् मार्च् आगामि मार्च् मासे दातुं शक्यते महोदय आम् अस्तु